हा अद अद्य मम गृहे रात्रौ मम मित्राणां भोजनव्यवस्था वर्तते अतः भवतां होटेल्तः मम कानिचन वस्तूनि अपेक्षते भवान् आनयितुं शक्यते चेत् पश्यतु आर्डर् वर्तते मसालापापड् षट् अनन्तरं स्टार्टर्स् मध्ये मलायि पन्नीर् टिक्का अनन्तरं गोबिमञ्चूरि इति नूडल्स् अपि स्वीकरोतु तिक्तः न भवेत् यत्किमपि अस्ति चेदपि तिक्तः अतीवतिक्तौ न भवेत् मेन् कोर्स् मध्ये पनीर् बटर् मसाला अनन्तरं वेज् कीमा काजुकरी द्वि द्वौ द्वौ द्वे द्वे एव स्वीकरोतु त्रीणि एव अनन्तरं षड् जनानां कृते द्वौ द्वौ इति आरभ्य षड् नान् नान् स्वीकरोतु अनन्तरं रुमालिरोटि अपि स्वीकरोतु अनन्तरं तन्दूरि रोटि अपेक्षते अनन्तरं बिर्यानि अपेक्षते वेज् बिर्यानि नान्वेज् किमपि मास्तु तत्र एग् अपि न चलति तिक्तो न भवेत् स्वीट् मध्ये गुलाब् जामून् अपेक्षते अनन्तरं पेयार्थं सेवनं अथवा स्प्रैट् आनयतु कति रूप्यकाणि भवति तत् दृष्ट्वा टेन् पर्सेण्ट् आफ़् कृत्वा ददाति चेत् एतत् सर्वम् अद्य सप्तवादनपर्यन्तम् आनयतु